पुराणेषु पुराणेषु श्रीमद्भागवतं बहु अद्भुतं पुराणमस्ति तस्य लेखकः भगवान् व्यासः व्यासः पुराणानि तत्पूर्वं वेदस्य विभाजनं कृतवान् तदनन्तरं पुराणानि लिखितवान् तदनन्तरं महाभारतमपि लिखितवान् किन्तु तस्य मनसि शान्तिः नास्ति इति म्ना नारदमहर्षेः समीपम् उक्तवान् नारद महर्षिणा तस्यः तत् तदर्थं त तस्य भागवतं लिखितम् लेक् लिखतु इति वद उक्तवान् भागवतं श्रीकृष्णभगवान् भगवतः चरित्रवर्णनम् तस्य जन्म आजन्मतः तस्य वर्णनं महाभारतम् अन्तं वर्णनम् आसीत् तत्र श्रीकृष्णस्य लीलानां वर्णनं सम्यगस्ति एकैका कृष्णस्य लीला एकैकं पाठं शिक्षते तत्वम् इत्युक्ते श्रीमद्भागवते भक्तेः रूपेण यदि तत् शृणुमः तत्र तत्वमपि वयं जानीमः श्रीकृष्णः किं शिक्षितुम् आगतवान् जना जनेषु उद्धरणं किं कृतवान् इति भगवते भगवतः लीलाद्वारा वयं सर्वे एकैकां लीलां फ़रेग्जा़म्पल् अतः कालीयानर्तनं कालीयानर्तनस्य वर्णनम् अस्ति कालीयानर्तनं सर्वे जानन्ति का कालीया श्रीकृष्णेन जितः तदनन्तरं त जलस्य गङ्गा यमुनाजलस्य उपरि कालीया आगच्छति पञ्चमुखः सर्पः तत्र उपरि श्रीकृष्णः बालकृष्णः नर्तनं करोति तत् किं तत्वं सूचयति इत्युक्ते अस्माकं संसारे बहवः विषयाः विषरूपेण अस्ति विषरूपेण अस्ति अन्येषां दूषणम् अन्येषां कपटनं कपटनं सर्वम् अपि अस्माकं संसारे अस्ति तेषां सर्वे जित्वा वयं यदि आगच्छामः श्रीकृष्णः इव अस्माकमपि जीवनं सुलभं भवति इति तस्य तत्वकता उ उक्तम् इति मम चिन्तनं